अहम् एवं भावयामि शिक्षणव्यवस्थायां एवं समूहे संस्कृतस्य उचितस्थानं वर्तते परन्तु संस्कृतं वर्तते इति बहवः न जानन्ति इदानीं वयं व्यावहारिक एवं विषये वयं पश्यामः व्यावहारिकभाषायां बहुविध अशीतिप्रतिशतं पदानि संस्कृतात् एव तत्र स्वीकृतानि वर्तन्ते इदानीं फार् एक्साम्पल् वदामः नमस्ते एवं अग्रजा नमस् नमस्कारः नमस्ते नमस्ते इति वदन्ति वस्तुतः नमस्ते इति पदं संस्कृतपदं नमः ति इत्यस्य तद् सम्पूर्णरूपं भवति एवम् अन्नम् एवं बहुविधरूपाणि इदानीं प्रायाणम् इति स्वीकुर्मः तेलगुभाषायां अशीतिप्रतिशतं संस्कृतपदानि वयम् उपयोगं कुर्मः एवमेव संस्कृतस्य वैशिष्ट्यविषये यदि वयं संस्कृतभाषामहत्व विषये यदि पश्यामः तत्र बहवः संस्कृतभाषाविषये भिन्नभिन्नाभिप्रायान् कथयन्ति परन्तु मम मतानुसारम् एकम् अस्ति यत् यत् संस्कृतं निखिलभूतलमानवानाम् आनन्दसौददुलितं पुरुषार्थमूलम् इति कश्चन श्लोकः सर्वासां भाषाणां अपेक्षया संस्कृतस्य किं महत्वम् इत्युक्ते संस्कृतपठनेन अस्माकं पुरुषार्थप्राप्तिः भवति चतुर्विधफलप्राप्तिः भवति नाम धर्माथकाममोक्ष इति पुरुषार्थप्राप्तिः संस्कृतेन् एव सम्भवति यतः तद् निखिलभूतमानवानां संस्कृतविद्यमानग्रन्थान् पठामः तत्र धर्मसम्बद्धविषयान् वयं जानीमः यदा धर्मविषये वयं जानीमः तदानीं धर्मसम्बद्धार्थं वयं कामविषये चिन्तनं कुर्मः एवं तथा अर्थम् अनन्तरं मोक्षः एवम् तर्हि प्रतिदिनं शिक्षणव्यवस्था इदानीम् अध्यापकाः इति वदन्ति अध्यापकः इति पदं संस्कृतपदं एवं पाठ्यक्रमः इति वयं वदामः विद्यालयः इति वदं वदामः कलाशाला इति पदं वदामः शिक्षणव्यवस्थायां यानि पदानि वयम् उपयोगं कुर्मः तानि सर्वाण्यपि पदानि संस्कृतात् एव स्वीकृतानि फार् एक्साम्पल् तेलगुमध्ये अच्चतेलगु इति वदन्ति अच्चतेलगु नाम तत् मूलं तेलगु इति वदन्ति अच्छा इति पदं संस्कृतपदम् अतः संस्कृतं विना वयं दैनन्दिनव्यवहारं तत्र कर्तुं न शक्नुमः प्रार्थना भवन्त यत् किमपि प्रातःकालात् आरभ्य सूर्योदयः सूर्यास्तमयः एवम् अण्णं जलं चषकं एवं रूपेण गृहे प्रतिदिनं व्यवहारे यानि पदानि वयम् उपयोज् उपयोगं कुर्मः तानि सर्वाण्यपि पदानि संस्कृतात् एव एवं वर्तन्ते